यदि पाकं कर्तव्यमस्ति तर्हि किं कति जनाः सन्ति एतस्य विषये चिन्तनं प्रथमं भविष्यति यदि अधिकसंख्याकानां जनानां कृते भोज पाकं कर्तव्यमस्ति तर्हि जनानां सङ्ख्या प्रथमं चिन्तनं तस्य पश्चात् किं करणीयमस्ति एतस्य चिन्तनं बहु महत्त्वपूर्णं सन्ति यदि बहूनि पदार्थानि सन्ति तर्हि समयः तु अपेक्ष्यते अतः तस्य सज्जता पूर्वमेव करणीयास्ति अतः किं किं करणीयम् इस् तस्य सज्जता किदृशी करणीया एतत् सर्वं चिन्तनं क् कृत्वा पूर्वमेव सर्वा चिन्ता सज्जता यदि भविष्यति तर्हि पाकं करणीयमिति तु बहु कठिनं कार्यं नास्ति मम कृते अतः अहं निश्चयेन कर्तुं शक्नोमि शीघ्रं यदि समयः किमस्ति किं न्यूनमस्ति तर्हि यदि अनिलचुल्ली तु अस्ति किन्तु यदि इलेक्ट्रिक् चुल्ली अस्ति अन्यत् का कापि साधनमस्ति तस्यापि प्रयोगं कर्तुं शक्नुमः तत् यद् शाकमस्ति तस्य कर्तनं वा ये सन्ति तदपि पूर्वदिने य यदि अपि वयं कर्तुं सिद्धं भव् कुर्मः त तस्य तस्य समयः यदि अपि न्यूनः भवेत् तर्हि शाकं तर्हि शीघ्रं शीघ्रं कर्तुं शक्नोति